बौद्धपरम्परायम् अस्माकं देवीनां देवानञ्च मूर्तिनिर्माणं विधीयते प्रस्तारशीलः बित्तिपट् कार्गादीनाम् आधारोपरि निर्माणं क्रियते अन्यथावस्थायं मृत्तिकाः काष्ठफलकोपरि वा मूर्तिनिर्माणं जायते

धातव्यं यत् समेषाम् आधारखण्डानं निर्मितिः अतीतेः भिक्षुकैः एव क्रियते स्म सम्प्रति अपरैः अपि क्रियते तत्र समेशां देवानां स्थितिः बोधीसत्त्वस्थानीयम् एव स्वीक्रियते बुद्धानं स्थितिः सद् सर्वोत्कृष्टः भवति अतीते अनेके बुद्धाः सम्भूताः असंख्यबोधीसत्वापि सञ्जातः तेषु त्रयस्त्रिंशत् देवेषु सर्वे वैदिकः देवाः अपि पूज्यन्ते किन्तु ज्ञातव्यं यत् बुदयाने बुद्धसर्वश्रेष्ठः भवति बुद्धप्रतिमायाः निर्माणं सर्वाधिकं भवति किन्तु लोचना मामकी पाण्डुरा तारा अवलोकितेश्वर वज्रपाणि प्रभृतयः अनेके देवाः देवीश्च सन्ति